एकसप्ताहात् पूर्वम् अहम् एकं युतकम् आन्लैन्द्वारा स्वीकृतवान् तत्र एकं कलं चयनं क करोति चेत् भिन्नं कलरं प्रेषितवान् सः क अयोग्यम् अस्ति तत् पुनः प्रक्षालनानन्तरं तत् रन्ध्राणि दृश्यन्ते तत्र पुनः वर्णाः गताः वर्णः गतः अस्ति पू यदि धनम् अधिकं भवति त य यावद् धनं बहिः अस्ति तदा तदपेक्षया उत्तमं विचिन्तयित्वा अहं स्वीकृतवान् तद् यदि सत्यं नास्ति पुनः सर्वं मम बाहु ब ब बाहुतः अस्तपर्यन्तं यावस्स् सैस् भवति तथा न दृश्यते शार्ट् भवति सर्वम् पुनः तत्र षट् युतकस्य बन्धनार्थं तद् गुन्डी गुन्डी इति गुन्डी इति वदति तत् सर्वं नष्टमेव आसन् दिनद्वयाभ्यन्तरे पुनः यदि सीवनम् अपि सम्यक् नास्ति